अस्मिन् काले अहं कविता वा लिखितं वा तत् रूपेण न लिखितवती अहं बाल्यकाले किञ्चित् लेखनं कर्तुम् इच्छा अस्ति किञ्चित् कविता रूपेण मम मातुः बहु इच्छा अस्ति मम कविता मम पितुः अपि मम कविता अपि अस्ति कविता बहु इच्छा अस्ति आधुनिककाले अस्मिन् काले मम अद्य काले अहं न इच्छा किमर्थमिति प्रश्नेन अहं टैम् न लभ्यते तद् तद् कारणम् अहं न लिखितं लिखिता आं मम बाल्यकाले अनेकं नास्ति किञ्चित् किञ्चित् उपहाररूपेण लिखितम्